बहुवारम् अहं तत्र वीडियो कान्फ़ेरेन्सिङ्ग् एतादृशम् आप् माध्यमेन मेलितुम् अहं बहुवारं तत्र भागं स्वीकृतवती तत्र एतत्तु पुराणकाले तत्र अदि अधिकप्रशंसः अभवत् तत् वीडियोकान्फ़ेरेन्सिङ्ग् इति तत्र एका पाशे वयं पश्यामः चेत् सौलभ्यं भवति वयं गृहे भूत्वा तत्र श्रोतुं शक्यते भागमपि वयं तत्र गृह्णीमः परन्तु एकः अन्य विषयः अस्ति तत्र प्रत्यक्षम् अभिमुखं भूत्वा किमपि वयं पठामः चेत् तद् अस्माकं मनसि सम्यक् तिष्ठति परन्तु वेबिनार् मूलं यद्यपि वयं सम्यक् शृणुमः चेतपि तत्र किञ्चित् एका धारणाशक्तिः न्यूनमेव भवति अनन्तरम् के पाठयन्ति तेभ्यः अपि तत्र अभिमुखं भवन् भवति चेत् तत्र एकं सम्भाषणं कर्तुं वा तत्र रुचिकरं भवति तत्र परन्तु वीडियोकान्फ़ेरेन्सिङ्ग् माध्यमेन तद् वयम् अनुभो अनुभोक्तुं न शक्यते इति एकः मुख्यः विषयः अस्ति परन्तु अन्य विषये वयं पश्यामः चेत् तद् सौलभ्यार्थम् एकं मिश्रणरीत्या तादृशं वीडियो कान्फ़ेरेन्सिङ्ग् वीडियोकान्फ़ेरेन्सिङ्ग् आप् उपयोगं कृत्वा वयं पठितुं शक्यते एव